हरि ओम् नमस्ते अहं मङ्गलूरुनगरतः मैत्रेयीगुरुकुलं प्रति केब् बुक् कृतवती आसम् किन्तु कारणान्तरेण अहम् कार्यान्तरं निमित्तीकृत्य विठ्ठ्लनगरे अस्मि अतः भवन्तः मङ्गलूरुनगरतः साक्षात् विठ्ठ्लनगरमेव आगच्छन्तु मैत्रेयीगुरुकुलं न गच्छन्तु